संस्कृतभाषायाः वैशिष्ट्यविषये किञ्चिद् वक्तुमिच्छामि संस्कृतं नाम दैवीवाक् इत्युच्यते देवभाषा नाम साक्षात् देवैः एव व्यववहारः कृता इयं भाषा अस्ति अत्र संस्कृते ज्ञानं वर्तते किं ज्ञानं किं नाम ज्ञानम् इति चेत् एकः मनुष्यः स्वजीवनं कथं कथं व्यापयेत् तेन च अन्तिमः ध्येयः यः अस्ति मोक्षः तं प्राप्तुं कथं मार्गाः भवन्ती इति संस्कृतं सूचयति तावदेव न संस्कृतभाषायां लौकिकविद्या अपि अस्ति तत्र विशेषेण बाह्याकाशविज्ञानं गणितं रसायनशास्त्रं भौतशास्त्रम् इत्यादिविषयाः अपि संस्कृतभाषायां यथेच्छा वर्णयन्ति संस्कृतं नाम केवलं भाषा न यत्र संस्कृतं भवति तत्र संस्कृतिः अपि भवितुमर्हति तस्य वर्धनमपि भवितुमर्हति भारतं नाम संस्कृतस्य आधारेणैव भारतं निर्मितं भवति भारते विद्यमानानां भाषाणां सर्वासाम् अपि संस्कृतभाषायाः मूलं वर्तते संस्कृतभाषायाः वैशिष्ट्यम् अन्यभाषासु दरीदृश्यते यतो हि तमिळ् भवतु कन्नडं भवतु तेलुगू भवतु सर्वासु भाषासु संस्कृतस्य शब्दाः एव दरीदृश्यन्ते संस्कृतं केवलम् एका एका भाषा न तत्र संस्कृतस्य यत् वैशिष्ट्यं तत् अस्माकं जीवनस्य निर्वहणार्थम् अथवा जीवनस्य अन्तिमध्येयप्राप्त्यर्थं सहकरोति संस्कृते विद्यमानाः श्लोकाः अपि अस्मान् सर्वदा सर्वरीत्या मार्गदर्शनं कुर्वन्ति यतो हि सुभाषितानि यानि वर्तन्ते तानि सुभाषितानि सर्वाण्यपि संस्कृतभाषया एव वर्तन्ते तानि सुभाषितानि जीवने कथं भाव्यं जीवनं कथं यापयेत् धर्मः कः सत्यं किम् असत्यं किं प्रामाणिकता इत्युक्ते किम् एतादृशविषयेषु सुभाषितेषु नि निरूपणं कुर्वन्ति एतावदेव न संस्कृते वेदः भागः अपि संस्कृतभाषायामेव वर्तते तत्र चत्वारः वेदाः ऋग्वेदः यजुर्वेदः सामवेदः अथर्ववेदः एते वेदाः अपि संस्कृतभाषया एव वर्तन्ते यतो हि संस्कृतभाषायां वेदाः उपनिबद्धाः सन्ति वेदाः अपि सर्वस्य ज्ञानस्य मूलं वर्तते अतः एव उक्तं विदज्ञाने विद् इत्यस्य अर्थः धातोः अर्थः एव ज्ञानम् इति अस्य ज्ञानस्य प्राप्तये संस्कृतभाषा आवश्यकी एव यतो हि वेदाः मन्त्रस्वरूपाः तत्र विद्यमानाः मन्त्राः संस्कृतभाषायां वर्तन्ते अतः तान् मन्त्रान् ज्ञातुम् अस्माभिः संस्कृतभाषायाः अध्ययनं करणीयमेव भारते विद्यमानाः भाषाः याः सन्ति ताः संस्कृतमूलाः इति वक्तुं शक्नोति शक्नुवन्ति यतो हि तत्र सामान्यतः अशीतिप्रतिशतं शब्दाः संस्कृतभाषातः एव वर्तन्ते संस्कृतं सम्यक् कृतं संस्कृतम् इति वयं वदामः किमर्थम् इत्युक्ते अन्यभाषासु मनुष्यकृतदोषाः भवेयुः किन्तु संस्कृतभाषायां देवभाषा इति कारणात् तत्र दिषाः न भवन्ति इत्यतुक्ते सर्वदा संस्कृतस्य प्रयोगः संस्कृतभाषायां विद्यमानाः शब्दाः सुष्ठुप्रयुक्ताः इत्येव वक्तुं वयं शक्नुमः तावदेव न संस्कृतस्य अध्ययनेन अस्माकं यत् अन्तिमध्येयं वर्तते तस्य प्राप्तये एतत् सहकरोति इयं भाषा सहकरोति तत्र शास्त्राणि सन्ति षट् शास्त्राणि तानि शास्त्राण्यपि संस्कृतभाषया एव वर्तन्ते इति कारणात् शात्राणामध्ययने इ संस्कृतं सहकरोति तावदेव विज्ञानक्षेत्रे वा भवतु अथवा व्यवहारक्षेत्रे वा भवतु तत् चाणक्यनीतिः वर्तते इत्यादि ग्रन्थाः अस्मान् व्यवहारक्षेत्रे विज्ञानक्षेत्रे अस्मान् उद्धर्तुम् इयं भाषा सहकरोति एवं संस्कृतस्य वैशिष्ट्यं महत् महत्त्वं च म् अधिकं वर्तते इति वक्तुम् अहं प्रयत्नं करोमि एतावत् मया अवलोकितविषयाः इति